हरिः ओम् नमो नमः आम् आम् अस्ति त्रिसहस्रं रूप्यकाणि आवश्यकता सन्ति न न बहुकाले कालादेव एतदेव प्रचलत् आसीत् भवत्याः भ्रातुः कः रोगः जातः ह आं वर्तमानकाले सुगर् रोगः अधिकः दृश्यते अस्तु अहं किञ्चित् न्यूनं कर्तुं च् कर्तुं शक्नोमि

अस्तु अस्तु अहं अहं भवत्याः परिस्थितिः परिस्थितिः बहुकठिना बहुकठिनाः सन्ति यत् कारणात् अहं किञ्चित् धनं न्यूनं कर्तुं शक्नोमि आम् आम् आम् आम् आम् आं सत्यं सत्यं विश्वे इदानीं बहुत् अधिकं सुगर् सुगर् रोगनिमित्तं भवतः भवत्याः भ्राता निमित्तं निम्बवृक्षेः पत्राणि काढा अपि बहु उत्तमम् अस्ति आम् आम् ह अस्तु अस्तु धन्यवादः